खेदार्थमात्मनैतं त्रिजगत्कृतंते इति भागवते एकं वचनम् अस्ति परमात्म परमात्मनः पादौ स्मरणं कृत्वा श्रीचतुर्मुखब्रह्म वदति भवान् क्रीडा तथा आह्लादम् आनन्दकरम् एतत् जगत् भवान् सृष्ठिः सृ सृष्टिकृतवान् इति अतः इदानीमेव अत्रैव एकः विषयः मम मनसि अवगन्तुं शक्यते किम् इति चेत् क्रीडाः आनन्ददायकाः इति सत्यं स्थितौ तादृशं भवतु अत्र मम लौकिके अहं वयं सर्वे पश्यन्ति चेत् क्रीडा बहू आनन्ददायकः भवति क्रीडा कर् क्रीडासमये सर्वे सर्वे जनाः बालाः इव भवन्ति बालः इव भव भवति तेषां मनसि सर्वे सङ्कटः वा आलोचनाः वा दुःखकरविषयः वा सर्वे निवारणं कृत्वा सर्वे बालः इव भवति क्रीडां करोति क्रीडां विना अनेक वैज्ञानिकाः अपि एतेषु दिनेषु स समर्थयत् समर्थयन्ति किमिति चेत् क्रीडां विना रक्तसञ्चारः बहु अतीवन्यूनं भ भवति रक्तसञ्चारन्यूनकारणेन हृदयरोगं वा बुद्धिरोगं वा मस्तिष्करोगं वा अपि भवत इति सर्वे विज्ञानिनः वदन्ति एव अतः क्रीडा उद्विग्नतनिवारणाय भवति इति सर्वे जानन्ति एव सर्वे अवगन्तुं शक्यन्त् शक्यन्तेव सर्वे अनुभवितुं शक्यन्ते